मम विशिष्ट कौशलः अथ शक्तयः इत्युक्ते अहं भाषणं कर्तुं शक्नोमि भाषण भाषणं सम्यक् कर्तुं शक्नोमि इति जनाः वदन्ति शालादिनेषु अपि आशुभाषाणे चर्चा स्पर्धायां तत्र भागं गृहीत्वा बहुमानमपि स्वीकृतवान् आसम् अनन्तरं बाल्यतः अपि भाषणे आसक्तिः अस्ति किन्तु परिसरमपि तथैव अस्ति मम पिता अपि सम्यक् भाषणं करोति विद्वान् अस्ति तदर्थं तादृश गृहे अहं तत्र जातवान् इति कारणात् मम कृते भाषणकौशलं अस्ति अनन्तरं मिमिक्री करोमि अनन्तरं गायामि गायनं करोमि गायनमपि बाल्यतः एव बहु आसक्ति आसक्तिः आसीत् मम भगिनी गायति स्म अनन्तरम् अहमपि लघुवयसी एव सङ्गीतार्थं गतवान् आसम् अनन्तरं मम पितामही गायति अनन्तरं मम पितृभगिनी गायति अनन्तरं मम परिवारेपि मम भगिनी अस्ति मम पितृभगिन्याः पुत्री सा अपि सम्यक् गायति सा तदर्थं एतत् एतदावत् वातावरणे अहं अस्मि इति कारणात् गायान एव गायनं अपि अहं सम्यक् जानामि गातुं शक्नोमि अनन्तरं कथं अभिवर्धतेति अभ्यासेन अत अनन्तरं सम्यक् श्रावणेन एवं अभ्यासं करोमि